कृषिक्षेत्रे तन्त्रज्ञानेन साहाय्यभूतं यन्त्रं वर्तते ट्रेक्टर् तेन सहाय्येन कृषि कृषिक्षेत्रे हलचालनं वृक्षारोपणम् तथैव तनु सस्यादीनां कर्तनम् इमानि कार्याणि सुलभानि भवन्ति एवमेव कानिचन लघु लघु लवित्राणि खलित्राणि अपि यन्त्ररूपेण इदानीं जा निर्मितानि सन्ति मत्स्यपालने तत् यथा नौकादीनां जले तरणार्थं मोटार्स् इत्यादि यन्त्राणि सन्ति तान् तेषां माध्यमेन नौका बहुजले बहुकालं यावत् नेतुं शक्यते बहु दूरं यावत् नेतुं शक्यते ए तथैव पशुपालने पा पशूनां स्वच्छता स्वच्छता कर्तुं स्नानादिकं का कारयितुं यन्त्राणि वर्तन्ते एवमेव तेषां ये दुग्धादि रूपकाणि पशु पशवः दुग्धं दुग्धं दुग्धं द दास्यन्ति तेषां स्थनन्धयितुं तथा यन्त्राणि वर्तन्ते तेन माध्यमेन सरलतया बहूनां पशूनाम् एकस्मिन्नेवावसरे अवसरे दुग्धं निष्कासयितुं शक्यम् इत्थं तन्त्रज्ञानस्य एतेषु व्यवसायेषु साहाय्यम् अस्ति इदानीम् एतेषु कानिचन वस्तूनि सुलभानि वर्तन्ते यथा पशुपालने दुग्धं निष्कासयितुं यानि वस्तूनि वर्तन्ते तानि सुलभानि एव सन्ति एवमेव कृषिक्षेत्रे यानि यन्त्ररूपेण उपयुज्यमानानि लघु लघुखलित्राणि लवित्राणि च सन्ति एवमेव तानि सुलभानि सन्ति